भारतदेशस्य विविधप्रदेशेषु संस्कृतस्य प्रभावः यत्र संस्कृतमस्ति तत्र तत्र सांस्कृत सांस्कृतिकज्ञानं भारतदेशस्य जनैः ज्ञायते अन्यता किमस्ति समाजे विद्यमानाः विद्वांसाः अथवा केचनप्रतिष्ठजनाः यद्वदन्ति तदेव सत्यमिति मन्यते जनाः यावत्पर्यन्तं संस्कृतज्ञानं नास्ति यदा संस्कृतज्ञानं जनैः प्राप्यमानं अ वर्तते तदा जनाः उपनिषद्ग्रन्थानां अध्ययनं संस्कृतमाध्यमेन कुर्वन्तः सन्ति तथेव रामायणस्य पठनमपि संस्कृते मूलरामायणं वाल्मीकिरामायणं संस्कृतमाध्यमेनैव पठन्ति सं भगवद्गीता विषयेपि तथैव श्रद्धा अधिका जाता विशिष्य अस्माकं पत्रालये संस्कृतशिक्षणद्वारा अस्माकं भाग्यनगरे शतशः प्रतिचक्रे अपि शतशः छात्राः लिखन्ति यथा अस्माकं विश्वविद्यालय उस्मानिय युनिवर्सिटि मध्ये अपि पि एच् डि क्षम्यतां एम् ए कर्तुम् अर्हता दत्ता अस्ति यस्य येषां कोविदा समाप्ता तादृशाः सर्वे एम् ए डिस्टेन्स् मध्ये आवेदयितुं अर्हन्ति तथा इदं गतचक्रे सार्धद्विशतं जनाः दूरविद्यास्तरे संस्कृतपठनार्थं अग्रे आगताः एम् ए स्तरे एवं यत् केवलं पठनविषये एव मात्रं न तेषां गृहाणि पश्यामः चेत् गृहेषु अपि परिवर्तनं जायमानं अस्ति अहं अस्मिन् सन्दर्भे एकम् उदाहरणं स्मरामि मम अनुभवे अहं यदा संक् त्रैमासिकसंस्कृत संभाषणसिक्षणं यच्छन्नासं संस्कृत अकादम्यां सायङ्ग्कालसमये तदा कश्चन इञ्जिनीयरिङ्ग् छात्रः संस्कृतार्थं एवमेव मातृपितृभिस्सह प्रचोदितः प्रेरितः सः कक्षां प्रति आगतवान् सः रात्रौ जाग जाग्रुतः भवति दिवासमये निद्राति अर्थात् भवता अवगन्तुं शक्नुवन्ति रात्र मद्यपाः प्रातः निद्राति स्म सः एवमेव अस्तु मातापि संस्कृत अध्यापिका आसीत् माता उक्तवति कक्षां गच्छतु इति सः आगतवान् एकस्मिन् दिने सः आगत्य संस्कृतरुचिं प्राप्तवान् तथा मासत्रयं यावत् सप्ताहे दिनत्रयं कक्षा भवति स्म नियमितरूपेण आगतवान् आसीत् सा अन्ततो गत्वा स्व अनुभवकथने उक्तवान् स्वयमेव उक्तवान् अहं रात्रौ मधुपः प्रातः स् मम सूर्योदयः भवति सायङ्काले चतुर्वादने तादृशसमयं माता मां संस्कृतार्थं प्रेषितवती इदानीं मम जीवने परिवर्तनं प्राप्तं रात्रौ निद्रामि प्रातः उत्तिष्ठामि केवलं संस्कृते विद्यमानं उत्तमान् विषयान् श्रुत्वा ज्ञात्वा च संस्कृतसंभाषणस्य महत्वमिदं वर्तते संस्कृतेन संभाषणं यदा आरब्धवान् तदा एतादृशमद्यपानम् इत्यादिकं न्यूनं कृतवान् एवं स्वयं क्रमशः जीवने उ प्रगतिं प्राप्तवान् इति कश् कस्यचन जनस्य अनुभवः एतादृशानुभवः अनेके विद्यन्ते केचन मनश्शान्त्यर्थं संस्कार वर्धनार्थंम् उत्तमगुणचिन्तनार्थं संस्कृतसंभाषणं अथवा संस्कृतभाषाध्ययनं मम जीवने अत्यन्तं उपकरोतीति बहुभ्यः अपि परिपुष्टिं प्राप्तवान् फ़ीड् बेक् इत्यादिकं प्राप्तवान् अतः संस्कृतभाषा अध्ययनस्य प्रभावः सांस्कृतिकदृष्ट्या वैज्ञानिकदृष्ट्या व्यावहारिकदृष्ट्या सर्वविधदृष्ट्या समाजाय उपकारकं भवति इति मया अनुभूतम् अवगतं च